बहवः जनाः बहवः उपायान् उक्तवन्तः संस्कृतभारती प्रचारप्रसारकार्यमपि कुर्वन्तस्सन्ति परन्तु तद् ग्रामीणप्रदेशे न कृतं ग्रामीणप्रदेशे ये ये छात्राः संस्कृतं पठितुम् इच्छन्ति तेभ्यः उचितरूपेण शिक्षणं दातव्यं तथा च वर्षे एकवारं वा द्विवारं वा यदा ते तेभ्यः ग्रामं गच्छति तदा तेब्यः तत्र प्रचारार्थं पाठनार्थं किमपि क्रियेटिव् वर्क् कृत्वा जनानां संस्कृतपरिचयार्थं किञ्चित् धनं दातव्यं यावत्पर्यन्तं भाषा अस्माकम् अन्नं न ददाति किमपि वस्तूनि न ददाति तावत्पर्यन्तं जनाः अधिक आसक्तिं न दर्शयति तदर्थं वयम् उद्योगावकाशान् अधिकान् निर्माणं कर्तव्यं